नमस्ते महोदय अहम् इतः विमानस्थानं गन्तव्यम् अस्ति इतः गन्तुं कुत्रापि आटो यानं वा बस् यानं वा कार् यानं वा प्राप्यते वा